वस्तुतः मानसोल्लासार्थं केवलं चलच्चित्रमन्दिरं कीडाङ्गणम् उद्यानं इत्येव अस्ति इति न अन्य अपि उपायानि सन्ति किन्तु यथा अत्र अत्र यदि वयं चलच्चित्रमन्दिरं कु क्रीडाङ्गणं वा उद्यानं यदि पश्यामः चेत् चलच्चित्रमन्दिरेषु तु अस्माभिः शुल्कं देयं भवति कीडाङ्गणम् अनन्तरम् उद्यानम् अत्र तु निश्शुल्कं भवति तर्हि सामान्यतया प्रभातकाले वयं क्रीडा उद्याने तद् भ्रमणार्थं गच्छामः क्रीडाङ्गणे तु तत्र यदि कोपि तत्र एतद् मेच् वयं वदामः तर्हि तत्र क्रीडाङ्गणे तस्मिन् समये वयं गच्छामः प्रायः चलच्चित्रमन्दिरे तु वयं बहुवारं गच्छामः तत्र शुल्कं देयं भवति किन्तु यदि यतो हि दूरदर्शनं स सर्वेषां गृहे भवति किन्तु चलच्चित्रमन्दिरस्य या उपलब्धिः अस्ति सा दूरदर्शने नास्ति तस्मात् तर्हि मानसोल्लासार्थं वयं तत्र चलच्चित्रमन्दिरे एव गच्छामः अन्येपि उपयाः सन्ति यथा वयं पुस्तकं पठामः यानि यानि अपि अस्माकम् एतत् करणीयं भवति अस्माकम् अस्माकं प्रदेशे एतद् यतो हि अहं नगरे निवसामि तस्मात् बहूनि चलच्चित्रमन्दिराणि सन्ति तर्हि तत्र वयं गच्छामः एतत् परिवारेण सह गच्छामः कदा कदापि एवं वयम् एकाकी एव गच्छामः